अस्माकं राज्ये बहवः धार्मिकनेताराः पूज्यपुरुषाः पूर्वम् आसीत् इदानीमपि सन्ति पूर्वम् अस्माकं प्रदेशे एव उडुपिकृष्णस्य प्रतिष्ठापकः श्रीमन्मध्वाचार्यः अत्रैव आसीत् ते च अत्रैव स्थित्वा ब्रह्मसूत्रभाष्यादिकानां रचनं कृतवन्तः तथा च इदानीं तेषाम् अनुचराः अष्टमठाधीशाः अत्रैव सन्ति तैः अहं किम् अधीतमिति चेत् धर्मपरिपालनं कथं करणीयम् इति तथा च धर्मप्रचारः कथं कार्यम् इत्यादिरीत्या नैके विषयाः मया अधीतम्